तन्त्रज्ञानविकासेन सर्वेषामपि जीवने बहु उपयोगः जातः वर्तते कथं तत् जातं तेषां जीवनं कथं परिवर्तितम् इत्युक्ते वयम् अस्माकं निकटे तावत् स्मार्ट् फ़ोन् इत्यादिकं सर्वं भवत्येव अतः तत्सकाशात् वयं किं कर्तुं शक्नुमः इत्युक्ते मोबैल्द्वारा सर्वमपि कर्तुं शक्यते तत्र यदि मम कृते क्वचित् गन्तव्यमस्ति अहम् इदानीं बेङ्गलूरुनगरे अस्मि अहं गोवा गन्तुम् इच्छामि तत्र क्वचिद् आपणं प्रति गत्वा तत्र टिकेट् कारणीयं वा अथवा तत्र बस्मध्ये गच्छामि तत्रैव टिकेट् कारणीयं वा इति नास्ति अहं यत्र उपविष्टः अस्मि ततः एव टिकेट् कारयितुं शक्नोमि इति एकः विशेषः अपि च अहं होटेल् गन्तुम् इच्छामि तत्र गत्वा किमपि भोक्तुमिच्छामि अहं मम गृहीयाणां गृहीयाणामपि तत्र नयामि तत्र मम कृते यदिष्टमस्ति तदहं पूर्वमेव बुक् कर्तुं शक्नोमि यत्र उपविष् यत्र उपविष्टं ततः एव होटेल् होटेल्स्मध्ये यद् फ़ुड् प्राप्यते तद्गृहं प्रति अपि आनयितुम् ते शक्नुवन्ति अहं य अत्र उपविश्य एव आर्डर् बटन् प्रेस् करोमि चेत् तत् साक्षात् आगच्छति इति अपि च पूर्वं समस्या आसीत् बेङ्क् प्रति एव गन्तव्यं तत्र गत्वा क्यूमध्ये स्थित्वा तत्र मम किं कार्यमस्ति तत् समाप्य आगन्तव्यम् इति आसीत् परन्तु इदानीं मोबैल् आगतं तन्त्रविकासेन किम् अभवत् इत्युक्ते अहम् अत्र क्वचित् उपविश्य एव मम बेङ्क्मध्ये धनं स्थापयितुं शक्नोमि तथैव अन्येषां कृते प्रेषयितुमपि शक्नोमि इति अपरं तथैव पेमेण्ट् विषये एव भवतु अहं किमपि क्रेतुम् इच्छामि मम अनुजस्य कृते वा पितुः कृते वा अथवा मातुः कृते वा किमपि वस्त्रमपेक्षितं तर्हि साक्षात् अहं तत्र बुक् कर्तुं शक्नोमि इत्येवं रूपेण तन्त्रज्ञानविकासेन बहु प्रयोजनं जातं वर्तते सर्वेषां कृते